हरि ओम् हरि ओम् कः भाषणं करोति कः नाम किम् ओ एवम् भवान् धावनाभ्यासं कर्तुम् इच्छति ओ चेस्ट् पेन् भवति एवम् आ अस्तु भवान् पूर्वं कुत्रापि भागम् ऊढवान् वा स्पर्धायाम् कुत्र कुत्र भागग्रहणं कृतवान् ओ तत्र प्रथमस्थानं द्वितीयस्थानं किमपि प्राप्तवान् ओ एवं तर्हि मम सविधे आगच्छतु प्रतिदिनं तत्र मैदाने विद्यापीठस्य मैदाने आगच्छतु अहम् भवते ट्रैनिंग् ददामि तत्र भवतः चेस्ट् पेन् निमित्तं प्रतिदिनं भवान् शङ्कवादनं पुनः अधिकं जलं पातव्यं भवति मन्दं धावनीयं पूर्वम् एकमासं यावत् धावनेन सह योगाभ्यासमपि कर्तव्यम्

आसनानि भवतु पुनः अत्र वार्मप् एक्ससैस् वार्म्डौन् वार्मप् एक्ससैस् भवन्ति भवान् यदि मैदानं प्रति आगच्छति तदानीं वार्मप् एक्ससैस् करणीयम् वार्मप् एक्ससैस् अनन्तरम् भवान् रन्निंग् धावनीयम् प्रातः षड् वादने आगच्छतु आगत्य वार्मप् करोतु कृत्वा दूरवाणीं करोतु अहम् आगच् आगच्छामि आ एवम् अस्तु तर्हि श्वः प्रतिदिनं षड् वादने आगच्छतु जलमानयतु आगमनसमये किञ्चित् आ अस्तु